अहं कुत्रापि अपकल्पनाः किमपि न श्रुतवती शिल्पकला बहु सम्यक् अस्ति इत्यपि इति एव सर्वे वदन्ति अपकल्पनाः किमपि न सन्ति किं वा अहं श्रुतवती इत्युक्ते अस्माकं मातापितॄन् पृच्छामि एतद् एवं वदन्ति सन्ति खलु एतद् अपकल्पना आगतम् एतत् सत्यं वा नास्ति इत्युक्ते पितामहः माता मात्ये भवन्ति खलु तेषाम् एतत् सर्वं विचारे बहु एव ज्ञानं भवति तत् प्रति तेषां पृच्छामि तेषां पृष्ट्वा पुनः कुत्र पुस्तकानि सन्ति वा तन्मध्ये पठित्वा सम्पूर्णं ज्ञानं स्वीकृत्य तेषाम् उक्त्वा तद् निवारणं कर्तुम् इच्छामि अस्तु वा परन्तु शिल्पकलाविचारे अपकल्पना किमर्थं न सन्ति इत्युक्ते सर्वाः अपि इच्छन्ति तावत् समीचीनशिल्पकला अस्ति अस्माकं राज्ये सर्वेपि बेलूरुहळेबीडु इति अस्ति शिल्पकलाप्रत्येव प्रसिद्धं प्रसिद्धमस्ति तत् स्थलं कति सम्यक् शिल्पकला अस्ति इत्युक्ते एकैकदेवालये

अहं वदन् अस्मि एकमेव स्तम्भं ध्वंसं कृतवत्यः इत्युक्ते सम्पूर्णं देवालयमेव पतति तादृश शिल्पकला अस्माकं देशे अस्माकं राज्ये अस्ति तदपि तत् स्तम्भः कतमस्ति इत्युक्ते नेलं प्रत्यपि टच् न अभवत् तथा अस्ति एतावत् समीचीनशिल्पकला सर्वम् अस्माकं राज्ये सन्ति तेन तत् प्रति अपकल्पनाः न सन्ति पुनः कति सम्यक् शिल्पकला अस्ति इति वक्तुम् अहं मैसूरुसमीपे अपि बहु देवालयाः सर्वं सन्ति तत्रापि एकं हिमवद्वेणुगोपालस्वामी देवालयः इति अस्ति तत्र सर्वदापि उष्णः एव न भवति तत् कथम् सत्यं खलु अधः ग्रामे सर्वम् उष्णं सर्वं भवति परन्तु तद्देवालयः किञ्चित् उपरि अस्ति तत्र गतवत्यः इत्युक्ते उष्णः एव न भवति कदापि उष्णः न भवति एवं सर्वं शिल्पकला कला अस्माकं राज्ये स अस्ति अपकल्पनाः अहं न श्रुतवती तावत् कापि सम्भाषणमपि न दृष्टवती एतदेव मम उत्तरम्